अहम् आन्लैन् द्वारा एकस्मिन् शाटिकां स्वीकृतवती अस्मिन् शाटिके किमपि सम्यक् नास्ति अहं सहस्ररूप्यकाणि दत्तवती किन्तु प्रयोजनम् एव नास्ति प्रथमतया एतत् सम्यक् एव दृष्टमासीत् किन्तु यदा प्रक्षालितवती तदा सर्वं वर्णमपि गतम् इदानीम् अस्मिन् शाटिका पुरातनशाटिका इव दृश्यते सर्वेपि पृच्छन्ति भवती किमर्थं सहस्ररूप्यकाणि दत्तवती भवती किमर्थं आन्लैन् द्वारा व्यापारं करोति साक्षात् आपणं गत्वा स्वीकरोतु आन्लैन् मध्ये ज्ञातुं न शक्यते सम्यकतया इति सर्वेपि वदन्ति तदर्थम् अहं किं निर्धारितवती इत्युक्ते इतः परम् अहम् आन्लैन् द्वारा शाटिकं न स्वीकरोमि इति अहं निर्धारं कृतवती मम माता उक्तवती भवती आन्लैन् द्वारा शाटिकां न स्वीकरोतु इति तदर्थम् अहम् एत इतःपरं न स्वीकरोमि इति एव चिन्तितवती किन्तु अहम् इदानीं सहस्ररूप्यकाणि दत्त्वा अस्मिन् शाटिकां स्वीकृतवती एतत् शाटिका किञ्चिदपि सम्यक् नास्ति इति सर्वे वदन्तः सन्ति तदर्थम् आन्लैन् आपणतः अहं कदापि न स्वीकृरोमि भवन्तः सर्वेपि न स्वीकरोन् न स्वीकुर्वन्तु इति अहं वदामि